नमस्ते महोदया भवतः भोजनशालायां माषापूपः अस्ति किम् यदि अस्ति माषापूपद्वयं मह्यं कृपया प्रेशयतु एतेन सह क्वथितम् उपसेचनं च मह्यम् आवश्यकम् अतः माषापूपद्वयम् उपसेचनं क्वथितं च कृपया प्रेशयतु तत् खादितुं मह्यम् एकस्याः स्थालिकायाः एकस्य चमसस्य च आवश्यकता अस्ति अतः कृपया भोजनेन सह क्षेप्तुं शक्नोति इति स्थालिकां एका स्थालिकां एकः चमसः च कृपया प्रेशयतु धन्यवादाः